एवं माध्यमेषु तावत् स्थानियवार्ताः पर्याप्तं स्थानं प्राप्नुवन्ति परन्तु कदाचित् इदानिं बहु ग्राम्य ग्रामप्रदेशः यत्र भवति तत्र तावत् सर्वे अपि वार्तां पश्यन्ति इत्येव नास्ति अतः तेभ्यः अपि यथा विचाराः प्राप्तव्याः तैरपि यथा योचनादिकं अथवा देशे किं चलति इत्यादिकं इत्यादि ज्ञानं स्यात् तदर्थम् इत्यपि व्यवस्था कर्तव्या भवति यदि माध्यमेषु ये अनपेक्षिताः विचाराः एव उच्यन्ते तर्हि अवश्यं ग्रामजनाः तन्न इच्छन्ति तादृशं विषयं ते प्राप्तुं न इच्छन्ति अतः यत् अपेक्षितं वर्तते तस्य दानेन तावत् तेषाम् आकर्षणमपि भवति विषयज्ञाने अतः यथा तेभ्यः आसक्तिः भवेत् तथैव विषयाः वक्तव्याः